मम स्थाने सर्वेः छात्राः प्रथमम् नैन्थ् क्लास्मध्ये पूर्वमध्यमः प्रथमवर्षः पूर्वमध्यमः द्वितीयवर्षः उत्तरमध्यमः प्रथमवर्षः उत्तरमध्यमः द्वितीयवर्षः शास्त्रीप्रथमवर्षः शास्त्रीद्वितीयवर्षः शास्त्रीतृतीयवर्षः तदनन्तरम् आचार्यः एतेव पूर्वमध्यमः प्रथमः वर्षस्यमध्ये सर्वाणि विषयाणि सन्ति एतत् पठनीयम् एतस्य परन्तु पूर्वतमः द्वितीयवर्षमध्ये स्वयमेव एकः विषयः भवति मेव केन्द्रं भवति इत्युक्ते दश उत्तरमध्यमः प्रथमवर्षमध्ये ग्यार उत्तरमध्यमतृतीयः वर्षमध्ये भारवि एतस्यापि चयनविषये अपि भवति भवान् अङ्कान् तस्य आगत्य तदर्थमेव परं परवर्षे शास्त्री छात्रस्य कृते भवान् तत् एड्मिषन्मध्ये किं विषये चयनं कर्तुं शक्यते तदनमेव विद्यालये अपि चयनं करोति भवन्तः अङ्काः बहवः इति न सन्ति तदर्थमेव सम्यक् न भवति सम्यक् भवति चेत् अङ्कानि सम्यक् भवन्ति तदर्थमेव कर्तुं शक्यते